केवलं कृषिक्षेत्रेषु मत्स्यपालने पशुपालने वा तन्त्रज्ञानस्य अपेक्षा अथवा उपयोगः अस्ति इति वक्तुं वयं न शक्नुमः सर्वेषु क्षेत्रेषु तन्त्रज्ञानस्य बहु बहु सहायः अपेक्षितः इदानीं तन्त्रज्ञानस्य आगमनात्परं बहूनि अस्माभिः तत्र क्षेत्रेषु वृद्धिः अस्माभिः अनुभूयते दृश्यते च बहु सहायं करोति तन्त्रज्ञानं तत्र उदाहरणार्थं कृषिक्षेत्रे पश्यामः चेत् पूर्वं यदा केवलं वृषभाणां सहायेन अस्माभिः क्षेत्रकार्यं करणीयमासीत् तर्हि समयः बहु स्वीक्रियते एवं च उत्पादः उत्पादनं बहु न्यूनं भवति बहु न्यूनमिति तु न परं न्यूनमेव भवति इदानीं यदा साङ्केतिकपरिज्ञानम् आगतं अथवा बहूनि तत्र यानानि अपि सन्ति का कार्याणां कृते तत्र वृद्धिः भवति एवं च समयाभावः न भवति समयस्य अपि त् पूर्वापेक्षया समयः न्यूनः स्वीक्रियते अत्र अतः कृत् कृषिः तत् भवति पशुपालनम् इत्यादिषु विषयेषु अपि तदेव इदानीं दुग्धं स्वीकर्तुं वा भवतु इदानीं गोमातुः अन्यथा पशूनां तेषां गर्भाधानमपि साङ्केतिकरूपेण एव जायमानम् अस्ति तत्र वृद्धिः भवति चेत् समीचीनमेव परम् अत्र न केवलम् अस्य अस्य समीचीनतां वा स् सकारात्मकतां वा न द्रष्टव्यं केवलं अत् अस्य साङ्केतिकस्य उपयोगं कृत्वा दुर्व्यवहारः अपि क्रियते जनैः पशुभिस्सह तद् न भवति चेत् प्रायशः बहूनि विषयाणि सुलभाः जाताः बहूनि बहवः विषयाः सुलभाः जाताः अतः सहायः एव जातः